मम च ग्रामः स्पष्टः सुन्दरश्च ग्रामः मम ग्रामे सकलसौलभ्यानि वर्तन्ते यथा शिक्षणम् आरोग्यार्थम् औषधालयः वैद्यालयः देवस्थानम् इत्येवमादीनि सौलभ्यानि परिकल्पितानि तत्र वैद्यशाला अपि वर्तते वैद्यशालायां बह्व्यः चिकित्साः अपि क्रियन्ते तत्र कण्ठवेदनायाः दन्तवेदनायाः शिरोवेदनायाः इत्यादिवेदनादीनामपि चिकित्सा तत्र उपलभ्यते कण्ठवेदनायाः कृते सामान्यतः आयुर्वेदीयं यदौषधं तदपि लभ्यते तथैव आङ्ग्लं बहिः आङ्ग्लजनानां यत् औषधं तदपि लभ्यते तत्र कषायादिकं बहुविधसस्यानां मूलकैः निर्मितं यत् औषधं तदपि दीयते एवमेव गृहे एव औषधं निर्मीय तदपि स्वीकृत्य कण्ठवेदनायाः उपशमनं कुर्वन्ति एवं कषाये अपि तत्र बह्व्यः शैल्यः वर्तन्ते यथा कषायं केनचित् तुलसीदलेन निर्मीयते अथवा पारिजातदलेन निर्मीयते अथवा गुडादिकं संस्थाप्य निर्मीयते इत्येवं प्रकाराः अस्माभिः द्रष्टुं शक्याः